अहं त्रिंशत् निमेषपर्यन्तं योगं कर्तुं शक्नोमि तत्र सर्वादौ अहं सुर्यनमस्कारं करोमि तत्र अहं विंशतिः वारं सुर्यनमस्कारं करोमि ततः परम् अहं दशनिमेषपर्यन्तम् अथवा पञ्चदशनिमेषपर्यन्तं ध्यानं करोमि तत्र ध्यानं मध्ये अहम् ओङ्कारस्य स्मरणं करोमि ततः परम् अहं लोमविलोमः इत्यादिप्राणायामं करोमि तत्र प्रारम्भिककाले केचन जनाः योगः करणकाले काठिन्यम् अनुभवन्ति तद् यथा तैः कदाचित् ध्यानकाले सम्यक्तया तेषां मनः यद्भवति बहु अटनं करोति एकाग्रचित्तरूपेण एकत्रैव न तिष्ठति पुनश्च उपवेशनकाले अपि ते सरलरूपेण उपवेष्टुं न शक्नुवन्ति येषां शरीरस्य अभ्यासः न भवति अतः तादृशः अभ्यासः प्रतिदिनं यदि वयं योगं कुर्मः तदानीं शनैश्शनैः आगच्छेत् झटिति तथा न भवति अतः अस्माभिः प्रतिदिनं न्यूनातिन्यूनं त्रिंशत् निमेषपर्यन्तं योगः कर्तव्यः एव